भारतस्य बहु मुख्यसमस्या इति स्वीकृत्य दे द्वे समस्ये वक्तव् वक्तव्ये चेत् एकः उत्कोचः यत्र कुत्रापि सर्वकरस्य कार्यं करणीयम् तत्र उत्कोचं विना कार्याणि समाप्तानि न भवन्त्येव तस्य प्रति सर्वकारः किं कुर्वन् अस्ति इति चिन्तयामः चेत् किमपि न कुर्वन् अस्ति इति भाति तत्र किमपि कार्यं करणीयमेव अन्यथा बहु प्रमादः भवतीति भाति अन्यः यद् टेक्स् इति अस्ति तत् तर्टि पर्सेन्ट् टेक्स् तु गच्छति एव त्रिंशत् प्रतिशतम् यत्किमपि आर्जनं कुर्मः तद् टेक्स् निमित्तं गच्छति अनन्तरं इन्डैरेक्ट् टेक्स् जि एस् टि इति यत् वर्तते तस्य एय्टीन् परसेन्ट् गच्छति प्रायशः शतरुप्यकाणि आर्जयामः चेत् तत्र पञ्चाशत् रूप्यकाण्यधिक धनं टेक्स् रुपेण अस्माभिः सर्वकारस्य प्रति दातव्यं भवति तत् टेक्स् धनं भवतीति किमपि कन्ट्रोल् नास्ति अस्माभिः न ज्ञायते अपि एतस्मिन् विषये अपि टेक्स् कथं न्यूनं भवेत् इति चिन्तनं यः टेक्स् दीयते अस्माभिः तत्र उपयोगं कथं भवति इति तस्य प्रत्यपि सर्वकारे सर्वकारस्य किमपि सर्वकारेण किमपि करणीयम् भवति करणियम् अस्ति किमपि सर्वकारः कुर्वन् अस्ति वा इति चिन्तयामः चेत् तत्र वेट् निष्कास्य जि एस् टि अनीतवन्तः इन्कम् टेक्स् पर्सेन्टज् प्रति शतम् यदस्ति तत् परिवर्तनं कुर्वन्तः भवन्ति किन्तु तत् न्यूनं न भवन् भवन् अस्ति तदर्थं किमपि न दृश्यते किं सर्वकारः कुर्वन् अस्ति इति किन्तु करणीयम् अस्ति इति तु वक्तुं शक्यते